माम् त्यक्त्वा मम गृहे मम अनुज कृषिकार्ये रुचिं दर्शय प्रदर्शयति स बहु सम्यक् कार्यं करोति पुन तस्मै तस्मिन् विषये बहु ज्ञायते च यत् अस्मिन् समये एतदेव स्थापनीयं पुन एतत् अत्र अस्मिन् क्षेत्रे एव क्रियते मृत्तिका तु भिन्ना भिन्ना भवति प्रदेशेषु प्रदेशेषु अत अस्मिन् प्रदेशे एतदेव स्थापनीयम् अस्मिन् समये एतद्धान्यं एतत् अस्य वर्धनं कुर्म चेत् सम्यक् वर्धनं भवति एतत्सर्वं स जानाति अत स करोति अन्यथा मम पिता करोति यदि स न करोति तर्हि माता करोति अन्यथा पितामह पितामही एवं क्रिय एताः कुर्वन्ति पुन अनुजापि करोति